अहं यदा प्रथमवारं पाकं कर्तव्यम् तदा मातुः दृष्ट्या पाकम् कर्तव्यम् यथा पूर्वं मात्रा यथा यथा कर्तव्यं तदा तदा अहम् यदा मात्रा मात्रा उक्ता यदा अहं कर्तव्यं तदा तदा त्वां कर्तुः कर्तुः इति तु अहं स मातुः पृष्ठेः अहं पाकं करोमि तदा प्रथमवारम् अहं तण्डुलादि भोजनं पाकं कर्तव्यम् तत् अनन्तरं पय पायसादि यथा अहं दूरे पठनार्थम् आगच्छामि चेत् तदा अहं स्वयमेव पाकं कर्तुं शक्यते अधुना अहं स्वयमेव पाकं कर् कर् कर्तव्यं कर्तव्यम्